हरये नमः महोदय अहम् पेण्टर् अस्मि

हा हा कीदृशरीत्या

एवं वा एवं हा

अस्माभिः अनेकेषु नृत्यः ग् गृहे विशेषः वि विशेषः इति चेत् नाना ग् नाना गृहेषु अपि विविधरीत्या अहम् पेण्टिङ्ग् करोमि हा विविधरीत्या वर्तते

हा अहम् अहं तावत् श्वः सायान्ने भवतः गृहे आगत्य के के ग् गृहः अस्ति कीदृशः वर्तते इति पश्य वयं टीम् इति समालोच्य अहं सम्यक्तया भवतः ग् गृहेषु विविधरीत्या सुन्दरतया पेण्टिङ्ग् कृत्वा हा कर्तुं शक्यते

हा हा रक्तवर्णं रक्तवर्णम् इति तद् एवं वा हा शैनिङ्ग् वर्तते शैनिङ्ग् वर्तते हा हा हा हा हा शक्यते अनन्तरं बालानां प्रकोष्ठे कीदृशः वर्तते

अभवत् ओ अभवत् वा आम् आं आगच्छामि आगच्छामि